अहं तु भौतिकपुस्तकानि पठितुम् इच्छामि किमर्तम् इत्युक्ते बौतिकपुस्तकानां पठनेन चित्तशुद्धिः चित्तैकाग्र्यं पुनः बुद्धिशुद्धिः भवति पुनः भौतिकपुस्तके वयं पुनः पुनः तमेव विषयं पठित्वा पठित्वा मननमपि तत्र भवति भौतिकपुस्तकेन अनेकाः उपयुक्तविषाः अपि आगच्छन्ति परन्तु ई पुस्तके श् ई पुस्तकानि गूगल् द्वारा सुलभेन मिलन्ति इत्यतः ई पुस्तकानि अपि बहुधा सहायं कुर्वन्ति ये ये भौतिकपुस्तकानां पठितुं क्रेतुं वा न शक्नुवन्ति ते ई पुस्तकानि स्वीकृत्य तत्र ई पुस्तकं पठित्वा तत्र अनेकान् विषयान् ज्ञातुं शक्नुवन्ति यदा कदाचित् भौतिकपुस्तकानि न मिलन्ति चेदपि ई पुस्तकानि तु सर्वदा गूगल् मध्ये सर्वाणि पुस्तकानि सर्वभाषासु पुस्तकानि मिलन्ति एव पुनः अहं श्राव्यपुस्तकानि कदापि न श्रुतवान् तत् कथमासीत् इत्यपि न तत् न ज्ञातवान् श्राव्यपुस्तकानि तु सम्यगेव परन्तु भौतिकपुस्तकेभ्यः यादृशम् आनन्दम् अनुभवामि तादृशम् आनन्दं श्रुतपुस्तकानि वा ई पुस्तकानां मध्ये न मिलति धन्यवादः